पूर्वतनैः मोबैल् दूरवाणिभिः अद्यतनानि स्मार्ट् फ़ोन् बहु विशेषमस्ति उप्पर् बहु उपयोगम् उपयोगानि अपि सन्ति उत्तमछायाचित्रं स्वीकर्तुं शक्यते स्थल अन्वेषणं कर्तुं शक्यते वार्ता श्रोतुं शक्यते पठितुमपि शक्यते स्मार्टफ़ोन् उपयोगेन आन्लैन् मध्ये शापिङ्ग् कर्तुं शक्यते विविधविषयानि ज्ञातुं शक्यते पेमेण्ट् कर्तुं शक्यते अद्य नेट्वर्क् सम्पर्कः बहु सम्यक् कार्यं करोति कुग्रामेषु अपि नेट्वर्क् सम्पर्कः लभ्यते अद्यतनकाले पर्वताग्रे अपि नेट्वर्क् सम्पर्कः लभ्यते अहं एर्टेल् सिम् उपयोगं कुर्वती अस्मि त्रिशतं रुप्यकाणि एतस्य विषये व्ययं करोमि